आम् महोदय रामायणे षट् काण्डाः सन्ति उत्तरकाण्डेन सह सप्तकाण्डाः बालकाण्डे तत्र वाल्मिकिः वाल्मिकेः स्वीयम् अनुभवं नारदः नारदस्य आगमनं सर्वम् अस्ति रामायणकथा संक्षेपरूपेण तत्र वर्णितम् अस्ति रामो विग्रहवान् धर्मः इति यत् वाक्यम् अस्ति तत्र विवरणं बालकाण्डे अस्ति अयोध्याकाण्डः अयोध्याकाण्डे रामादीनाम् बाल्यं विश्वामित्रस्य आगमनं तस्य राक्षसीनाम् वद वदाधिकम् उक्तम् अनन्तरम् अरण्यकाण्डं भवति अन्यका अरण्यकाण्डे तत्र रामसीतालक्ष्मणानाम् अरण्यवासः अपि च सीतायाः अपहरणादिकम् अस्ति किष्किन्धाकाण्डे तत्र सीता अन्वेषणम् प्रयत्नः वर्णितः तस्मिन्नेव सन्दर्भे यदा हनुमान् सीता सीतायाः आभरणानि प्रदर्शितानि तदा लक्ष्मणेन उक्तं नाहं जानामि केयुरे नाहं जानामि कुण्डले नूपुरे त्वभि जानामि नित्यं पादाभिवन्दनात् पादाभिवन्दनात् इति तत् सुमनोहरं दृश्यम् अस्ति अनन्तरं सुन्दरकाण्डः सुन्दरकाण्डं सर्वं सुन्दरम् अस्ति नष्टसो नष्ट सीतायाः प्राप्तिः अतीव सुन्दरं भवति अनन्तरम् युद्धकाण्डं युद्धकाण्डे तत्र युद्धपरिसमाप्ते अनन्तरं युद्धात् प्राग् एकं वर्णनम् अस्ति तत् देशभक्तिः प्रबोधकम् अस्ति रामः रामस्य वचनेषु एव यदि स्वीकुर्मः नाहं जा अपि स्वर्णमयी लङ्का नमे रोचते लक्ष्मण जननी जन्मभूमिश्च स्वर्गादपि गरीयसी इति उक्तवान् भगवान् श्रीरामः उत्तरकाण्डे अत्र ये न व्याख्याताः तादृशाः विषयाः उत्तरकाण्डे उल्लिखिताः भगवता वाल्मीकिना इति शम्